हरि ओम् एतत् सुगमाप्रवासगणः खलु अहं मम परिवारः च समीपस्थं उडुपी मन्दिरं गन्तुम् इच्छामः अतः भवद्भिः साकं एकं बृहत् यानम् अस्ति वा वयं पञ्चजनाः एकं इनोवा याने गन्तुम् इच्छामः एतद्यानं श्वः लभ्यते वा वयं श्वः प्रातः सार्धनववादने गन्तुम् इच्छामः एतस्य मौल्यं किं भवति इति वक्तुं शक्नोति वा